पशुपालने कृषिकाः बहु समस्याम् अनुभवन्ति पशूनाम् आरोग्यं यदा तदा उत्तमाः न भवति तदा औषधस्य आवश्यकता अस्ति तदर्थं पशुवैद्यस्य आवश्यकता अस्ति ग्रामे यदा पशुवैद्यः न लभ्यते औषधस्य अभावः अस्ति तदा पशूनां व्यत्य् आरोग्ये व्यत्यासः भवति केचन समये मृतः अपि भवन्ति पशु पशवः मृताः अपि भवन्ति अतः एतादृशस्य अवकाशः वयं न दातव्यम् मम अनुभवम् इत्युक्ते मम गृहे यदा पशुपालनम् अहं करोमि तदा अन्यत्र गच्छामि यदा अन्यत्र गच्छामि तदा पशूनां पालनार्थं पशु मार्जालः वा भवतु धेनूनां वा भवतु परिपालनार्थं मम गृहस्य समीपस्य जनानां समीपे उक्त्वा तस्य व्यवस्थां कृत्वा अहं गच्छामि